नवजातानां शिशूनां कथं पालनम् इत्युक्ते सर्वत्र यथा पालयन्ति तथैव तथैव अत्रापि पालनं कुर्मः इत्युक्ते बहु सूक्ष्म तया पालनं करणीयं लालनं च करणीयं तथैव वयमपि कुर्मः प्रथमे वर्षे तु मातुः स्तन्यपानः एव भवति अष्टमासानन्तरं वा षण्मासानन्तरं वा केचन अन्नप्राशनमपि कुर्वन्ति तदनन्तरं किञ्चित् किञ्चित् अन्य आहाराणि अपि दीयते इत्युक्ते सादुफलं कदलीफलं तथा अन्नम् अपि एकवारं दिने एकवारं वा एवं दीयते अधिकरूपेण मातुः स्तन्यपानम् एव भवति